नमस्ते वैद्यमहोदया अहं परह्यः भवत् भवत्याः वैद्यालयम् आगता आसम् बहु ज्वरः आसीत् भवत्या उपचारः तु सम्यक् कृतः मम ज्वरः अपगतः इदानीं कासः इतोऽपि वर्धितः वर्तते पीनस् तत्सर्वम् अपि वर्तते पचनक्रिया सम्यक् नास्ति नास्ति नास्ति औषधं सम्यक् स्वि स्वीकृतवति ततापि स्वस्तः न जाता आम् आम् खादितवति भोजने पोलिकां भुक्तवति सम्यक् घृतं स्थापयित्वा कादितवति बहु स्वादिष्टः आसीत् अस्तु अस्तु

अस्तु अस्तु

अस्तु अस्तु अस्तु अस्तु अस्तु राम् राम् महोदया धन्यवादः